मम दूरदूरदर्शने मम प्रियकार्यक्रमः वर्तते डोरेमोन् इति कार्टून् तद् बहु सम्यक् वर्तते यतो हि तत्र सः यः डोरेमोन् इति वर्तते सः बहूनि न नाम यन्त्राणि निष्कास्य निष्कास्य तेषाम् उपयोगः करोति यद् बहु सम्यक् वर्तते तत्र एकं वर्तते टैम् मशीन् इति येन समये पूर्वमपि गन्तुं श् शक्यते समये अग्रे अपि गन्तुं शक्यते ईदृशं बहु उत्साहजनकः कार्यक्रमः वर्तते एतत्

पश्यन्ती आसं पुनः यदि यदा शालात् आगमिष्यामि स्म तदा तदेव पश्यन्ती इदानीं तु तदा तत् नास्ति यतो हि इदानीं तद् बहु न पश्यामि परन्तु पश्यामि कदाचिद् यदा द्रष्टुं मनः भवति तदा तस्यैव दर्शनम् अहं करोमि करोमि पुनः तत्र कदाचित् तत् तेन नाम मीनीङ्ग्फ़ुल् अपि कदाचित् तद् भविष्यति नाम स्वस्यकार्यं स्वयमेव कर्तव्यं पुनः एफ़र्ट्स् दातव्यं यदि सम्यक् किं कुर्मः नाम कर्तव्यञ्चेत् परीक्षायाम् इत्यादिकं डिपेण्डेबल् न भवितव्यम् इत्यादिकम् अहं तथा पठितुं शक्यते तद् दर्शनेन अतः तद् बहु सम्यक् अस्ति इति वक्तुम् इच्छामि